उद्योगं विहाय अहं चित्रकालाम् बहु इच्छामि मम एतद् मम गृहस्य गृहात् इत्युक्ते परिवार् परिवारात् एव आगतं फेमिली इतः जनेटिक् हेरिडेटरि मध्ये आगतं खलु इति वदति खलु तदेव आगतं मम पितुः एकः शिल्पकारः प्रतिमाशिल्पे प्रसिद्धः तस्य कारणात् अस्माकं कृते अपि तस्याः अभिरुचिः अभिरुचिः भवत् अभिरुचिः आगतं तस्य मध्ये चित्रकला मध्ये अपि अभिरुचिम् आगतम् तद् अहं बहु इच्छामि तत्र जलवर्णस्य चित्रमपि करोमि किन्तु एतद् तैलवर्णस्य चित्रम् अहं बहु इच्चामि तत्र तैलवर्णं योजयित्वा चित्रं कर्तुं बहु इच्छामि अनन्तरं टेरकोट्टा इत्युक्ते एतद् मृण्मयमूर्तिं तद् टेरेकोट्टा इति नाम्नः एकः कला अस्ति तदपि कर्तुं इच्छामि तद् मम तत्र अहं विशिष्ट अभ्यासं कुर्वन् अस्मि